हलो ह कमलः अस्ति खलु हा शृङ्गेर्याम् अद्य चौर्यं जातमस्ति भवानपि महान् भवानपि चोरकार्यं करोतीति अहं जानामि अतः मम् न मम चिन्तनम् अस्ति तस्मिन् काले भवान् अपि अस्ति एय् सत्यं वदतु अनन्तरं यदि मया ज्ञातं भविष्यति तदानीं साक्षात् त्वां ताडयामि अहम् हा महन्तं चोरकार्यं जातम् अस्ति तत्र ब्याङ्क् आसीत् तत्रैव चोरकार्यं जातम् अस्ति अतः इदानीम् अहम् अहमपि प्रतिज्ञां कृतवानस्मि यदा तस्य तस्य चौर्यम् अहं तदानीं जानामि तस्मिन् विषये तदानीं साक्षात् ताडयामि असत्यं मा वदतु असत्यम् असत्यं मा वदतु भवान् चोरकार्यं करोति भवान् चोरकार्यं करोति अहं जानामि समीचीनतया अहं जानामि पूर्वम् अपि पूर्वम् अपि भवान् चोरकार्यं कृतवान् अस्ति पूर्वम् अपि मया प्राप्तः पूर्वमपि मम मित्रमेव मम मित्रमेव मम् मित्रमेव उक्तवानस्ति यत् तस्मिन् कार्ये भवान् अपि अस्ति प्रमाणं लभ्यते प्रमाणम् मया प्रांं प्रमाणं लप्स्यते चिन्ता नास्ति यदा प्रमाणं लप्स्यते तदानीम् अहं ब साक्षात् भवन्तं ताडिष्यामि

मम मित्रैः एव एषा सूचना प्राप्ता अस्ति अतः अहम् अपि इदानीं प्रमाणं तु मम पार्श्वे इदानीं नास्ति परन्तु यदा भविष्यति तदानीं यदि तत्र भवतः नाम आगमिष्यति चेत् अहं भवन्तं न त्यजामि इदानीं सत्यं वदन्नस्मि यदि भवान् तस्मिन् कार्ये संल्लग्नो अस्ति चेत् इदानीम् एव वदतु आ त्यजतु त्यजतु त्यजतु त्यजतु त्यजतु